अहं मूलतः तु कोप्पलीया अस्मि विवाहानन्तरं यल्लापुरा इति उत्तरकन्नडप्रदेशे अहम् आगतवती अस्मि तत्र सामान्यतः पूगफलस्य कृषिं सर्वे कुर्वन्ति तत्र कार्यं कार्यं कर्तुं जनाः उत्तरकर्नाटकप्रदेशीयाः आगच्छन्ति बहवः तेषां कार्यं तु बहु उत्तमम् इति तत्र वदन्तः भवन्ति अहं श्रुतवती अस्मि यतोऽहि अस्माकं प्रदेशस्य जनाः ननु मया तु श्रोतव्यम् एव भवति अनन्तरं तत्र सिद्धिजनाः इत्यपि सन्ति केचन जनाः ते अपि कार्यं कुर्वन्ति आहत्य सिद्धिजनाः अनन्तरम् उत्तरकर्नाटकभागतः जनाः आगच्छन्ति तेषां कार्यमेव तत्र प्राधान्यतया चलति अनन्तरं गृहे ये वसन्ति ते अपि तैः सह योजयित्वा कार्यं कुर्वन्ति प्रतिनित्यकार्याणि यानि भवन्ति गृहजनाः कुर्वन्ति यत् अधिकं भवति कार्यं तदा ते आगच्छन्ति बहिस्थात् जनं जनान् ते आह्वयन्ति ततः कार्यं समापयन्ति तत्र अस्माकं प्रदेशे किं सर्वकारस्य कार्यम् अधिकं इति तत्र अवलम्बिताः न सन्ति यतोऽहि तेषां स्वस्य स्वस्य कृषिभूमिः तु अस्ति एव ते तत्रैव कार्यं कर्तुम् इच्छन्ति इदानीम् अपि जनाः परन्तु कुत्रचित् जनाः इदानीं सर्वकारिककार्यं कर्तुम् इच्छन्ति पठितुम् इच्छन्ति इदा इदम् इदानीं किञ्चित् किञ्चित् बहिः गच्छन्तः सन्ति नो चेत् सर्वे गृहे एव कार्यं गृहे एव स्थित्वा तत् कार्यं कुर्वन्ति कृषिकार्यं कुर्वन्ति तदेव ते इच्छन्ति उद्योगरहितं नाम उद्योगं न कुर्वन्ति ते न इच्छन्ति एव तावत् तत् निमित्तं तत्र क्लेशः इति तु नास्ति